नमो नमः अहं भवत्याः कथं सहाय्यं कर्तुं शक्नोमि कृपया भवत्याः रेल्यानसङ्ख्यां वदन्तु केवलम् एकं निमिषम् अहं विवरणं वक्ष्यामि कथं टिकेट् बुक् कृतवान् आन्लैन् आर् आफ़्लैन् वा अस्तु एकं निमिषं कृपया पि एन् आर् सङ्ख्यायाः पुष्टिं कर्तुं शक्नुवन्ति वा एकं चत्वारि त्रीणि पञ्च द्वे षट् सप्त अष्ट एतदेव खलु आ कदा गन्तुम् इच्छा अस्ति अस्तु तस्मिन् दिने अपराह्नस्य रैल्यानस्य उपलब्धता अस्ति किं भवन्तः तदर्थं गन्तुम् इच्छन्ति वा आं भवन्तः कः वर्गः इच्छन्ति आं प्रथमश्रेण्यां पञ्च आसनानि उपलभ्यन्ते भवन्तः कति इच्छन्ति अस्तु भवन्तः उपराणि टु तर्टि वादने एक्स्प्रेस् रेल्यानम् अस्ति कृपया एतत् प्रपत्रं धृत्वा ट्वेल् तौसण्ड् रूप्यकाणि दातव्यम् आ भवत्याः शब्दं न श्रूयते पुनरेकवारम्

भवतां अपराणि टु तर्टि वादने एक्स्प्रेस् रेल्यानमस्ति लो कृपया एतत् प्रपत्रं धृत्वा ट्वेल् तौसण्ड् रूप्यकाणि दातव्यम् अस्तु भवतः टिकेट् अत्र सज्जमस्ति सुखं यात्रा धन्यवादः